तमिल्नाडुमध्ये मधुरै तिरुच्चि तिरुच्चिरापल्लि तञ्जावूरु काञ्चीपुरम् एतानि पूजास्थानानि सन्ति तिरुचिरापल्लिमध्ये तायिमानवसमिति अस्ति एतत् एतत् मन्त्रालयं एतत् मन्त्रालयं सा सा ए स्थानम् एतत् स्थानम् महिलायाः डेलिवरि समये बहु मुख्या बहुुमुख्यम् मुख्यम् क्षेत्रम् अस्ति तदनन्तरं मधुरै मध्ये मीनाक्षी टेम्पल् अस्ति मीनाक्षि मन्दिरम् अपि बहु बहु प्रसिद्धम् तत् तत्र ए तत्रापि वैगीनदीमध्ये गोम् कल्लरक आगच्छति तदनन्तरं मीनाक्षीविवाहं भवति तद् अपि विशेषं भवति तद् अनन्तरम्